दिव्याङ्गक्रीडाजनानाम् सहायतां कर्तुं मम बहु महती इच्छा वर्तते

तेभ्यः धनसाहाय्यम् पुनः वस्तूनाम् सहायं कर्तुमिच्छामि वस्तूनां सहायं नाम वस्त् तेब् तेभ्यः अवश्यकवस्तूनाम् दानम् इत्यर्थः

तथा च तेषां कृते व्यवस्थाः अपि प्रदत्ताः सन्ति सर्वकारेण वा तत्र स्टेट् सर्वकारेण वा पुनः केन्द्रियसर्वकारेण वा तत्र तेभ्यः समावेशी क्रीडाकार्यक्रमः पुनः तेभ्यः अनुकूल उपकरणानां वितरणं विशेष अनुकूलसाधनं विभिन्नक्रीडासु भागं ग्रहीतुं भिन्नक्षम सक्षमक्रीडकानां सहायतायै

वेल् डिज़ैण्ड् कृत वस्तूनां दानं कर्तुमिच्छामि पुनः प्रशिक्षिताः प्रशिक्षकाः प्रशिक्षितप्रशिक्षकाः ट्रैण्ड् कोचस् एण्ड् इन्स्ट्रक्टर्स् भिन्नक्षमताक्रीडकैस्सह कार्यं कर्तुं विशेष ज्ञा ज्ञातां विद्यामानः योग्यः प्रशिक्षकः प्रशिक्षितप्रशिक्षका च मार्गदर्शनं समर्थनं च ददाति पुनः सुलभसुविधाः पुनः तेभ्यः शौचालयव्यवस्था पृथक् रूपेण शौचालयव्यवस्था इत्यादिषु ध्यानं दातव्यं भवति तत्तु सर्वकारेण व्यवस्थाः प्रदत्ताः सन्ति